अहं कमपि सङ्ग् सङ्गीतवाद्यं नैव वादयामि तथापि मम एकं मित्रमस्ति तस्य नाम अन्ल् अनिलचन्द्रनिति सः सर्वथा तबला तबलावा वाद्यं बा वादयति यदा सः तीनतालम् इति नामकम् एवं वा दादरानामकम् एकतालं रूपकं कहर्वा अथवा आढाचौतालनामकं वा वादयति तदा मम मनः अतीव रमते तथा च मम मनः करोति यद् अहं तं वदामि अयि त्वं दूरे भव अहमेव वादयिष्यामि इति परं न जानामि अतः अहम् इच्छामि यत् सः मां शिक्षयेत् कथं तबलावादनं कर्तव्यं किं किञ्च सः यदा बासुरीं वादयति तदा मम इच्छा भवति अहं तमेव वाद्ययन्त्रं वादयामि अतः यतोहि अहं न न कमपि सङ्गीतवाद्यं जानामि अतः यं यं वाद्यं शृणोमि तत् तत् इच्छा भवति अहम् तस्यैव वादको भवामि इति इयमेव मम मम सम्प्रति गतिर्भवति